मम राज्ये बिहार बिहारराज्ये बिहारराज्ये आवश्यकम् स्थानं द आवश्यकं गन्तव्यं स्थानमस्ति चेत् विश्वस्य प्रथमविश्वविद्यालयः नालन्दाविश्वविद्यालयः यथा नालन्दा विश्वविद्यालयः विद्या अध्ययनार्थम् अवश्यमेव गन्तव्यं यथा प्राचीनग्रन्थालयाः सन्ति प्राचीन लिपिबद्धपुस्तकानि सन्ति प्राचीनतालपत्रम् अस्ति चेत् तदा तु बिहारराज्ये आवश्यकरूपेण नालन्दाविश्वविद्यालयस्य पुरतः गन्तव्यः गन्तव्यानि तानि च एकः स्थानम् अस्ति राज्गीर् राजगीरमध्ये तु गन्तुं शक्यते यथा राजगीर् मध्ये गन्तुं सक् राजीव् राज्गीर् अस्ति राज्गीर् मध्ये गच्छन्ति चेत् तदा बौद्धस्य यथा बुद्धः ज्ञानं भवति चेत् तदा राज्गिरः अस्ति स्थानं ततः आवश्यकं गन्तव्यानि एकः पुस्तकदृष्टे पुस्तके दृश् प्राचीनपुस्तके यथा अष्टादश पुराणानि उल्लिखितः गयां प्रति गन्तव्यं गयामेव श्राद्धं यदि भवति चेत् तदा पुत्रस्य ए ए पुत्र ऋणस्य मुक्तिः भवति चेत् यदा कोपि पुत्रः मातापित्रोः कृते गयामेव पिण्डदानं करोति चेत् तदा पितृ ऋणं पुत्र ऋणस्य म सोरि क्षम्यतां मातृ ऋणस्य पितृ ऋणस्य मुक्तिः भवति तथा च गयामेव आवश्यकमेव गन्तव्यम्